मम राज्ये विविधकलाप्रकराणां पाठनार्थम् अनेकाः संस्थाः उपलभ्यन्ते तत्र क्षेत्रे ललितकलासदनम् इति एकं वर्तते तत्र छात्राः भरतनाट्यं पठन्ति विदुषी नयना सत्यनारायण् इति एका महिला इदं चालयति इतोऽपि एकम् इनिदनिवरद इति संस्था वर्तते तत्र लघुसङ्गीतं शास्त्रीयकर्नाटकसङ्गीतं च पाठयन्ति अपि च मम राज्ये प्रसिद्धनाटकपाठनकेन्द्रम् एकं वर्तते इनासम इति तत्र नाटकं कलरीपैठ् यक्षगानं भरतनाट्यं कोलाटा इत्यादि अनेकाः कलाः पाठ्यन्ते एवं मम क्षेत्रे प्रसिद्धं यक्षगानम् तत् च पावन्दिक्षेत्रे कटिल्क्षेत्रे धर्मस्तरे च पाठयन्ति एवम् अनेकाः संस्थाः अनेकानां कलाप्रकाराणां पाठनार्थम् उपलभ्यन्ते